सप्तदशाधिकद्विसहस्रतमवर्षस्य नवम्बर् मासस्य षोडशदिनाङ्कः अष्टादशाधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य सप्तदशदिनाङ्कः नवदशाधिक द्विसहस्रतमवर्षस्य जून् मासस्य पञ्चमदिनाङ्कः विंशत्यधिक द्विसहस्रतमवर्षस्य जनवरी मासस्य षष्टः दिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य चतुर्थदिनाङ्कः